पुस्तकानि अतिरिच्य अहं प्रतिमासं सम्भाषणसन्देशपत्रिकाम् अथ च वार्तावलीनामकपत्रिकाञ्च पठामि सम्भासणसन्देशपत्रिकाध्ययनेन मम संस्कृतभाषायाः ज्ञानं वर्धते अथ च वार्तावलीपत्रिकाध्ययनेन देशस्य विदेशस्य च सूचनाः अहं प्राप्नोमि तेन मम राजनैतिकविषयकं ज्ञानं भारतस्य आर्थिकी स्थितिः कीदृशी वर्तते कुत्र च देशे कः उत्कर्षः जायते इत्यस्मिन् विषये सम्यक्तया ज्ञानम् अहं प्राप्नोमि